आं मूल्याङ्कानां मुद्राणां तथा पाषाण खण्डानां बहु किम् आसक्तिकरविषयाः एतौ विषयौ इत्युक्ते सर्वत्र बालाः यदा अहं दृष्टवती बालाः शालाबालाः सर्वे ते उत्सुकाः भवन्ति इतोपि सङ्ग्रहणं करणीयम् एकत्र तत् स्थापयित्वा तत् ग गं स्थापयित्वा ते एकः पुस्तकमध्ये ते स्थापयन्ति तथा बहु रुचिः भवन्ति तेषां कृते तत् कथं वर्धनीयम् इत्युक्ते वर्षे वर्षे एकः तु स्टेम्प्स् रिलीज़् भवन्ति एव ते तत्र पत्रालयं तत्र गत्वा द धनं दत्वा एव ते स्वीकुर्वन्ति तेषां बहु आसक्तिः भवति चेत् ते तथैव कुर्वन्ति इति मम चिन्तनं पाषाण पाषाणखण्डाणामपि यत्र कुत्रापि गच्छामः चेत् बहु सुन्दरं रीत्या पाषाणः मिलन्ति चेत् तदपि ते सङ्ग्रहणं कुर्वन्ति ते नाम लिख लिखन्ति नाम लिखन्ति अधः कुत्र आनीतं कुतः आनीतम् इति तदपि एकः आसक्तिकरविषयाः अनेक बालाः एव ते एतत् सर्वं कुर्वन्ति इति मम चिन्तनं तेषां किञ्चित् उत्सुकाः भवन्ति आसक्तिः भवन्ति तत् दृष्ट्वा एव तेषां मनसि एकः सन्तोषः भवति अतः बालाः सर्वे ते कुर्वन्ति